चतुर्दशः दिनाङ्कः अक्टोबर् मासः चतुर्विंशत्यधिकद्विसहस्रम् चतुर्दशदिनाङ्कः आगष्ट् मासः पञ्चविंशत्यधिकद्विसहस्रम् पञ्चविंशतिः दिनाङ्कः मे मासः पञ्चोत्तरद्विसहस्रम् पञ्चविंशतिदिनाङ्कः मार्च् मासः चतुष्षष्ट्युत्तर द्विसहस्रम् नवविंशतिदिनाङ्कः सेप्टेम्बर् मासः चतुस्सप्तत्युत्तर एकादशसहस्रम्